मम राज्ये संस्कृतिविशेषे संस्कृतभाषायाः योगदानम् अस्त्यैव वस्तुतः महराष्ट्रराज्यं तु उत्सवराज्यमिति विख्यातमस्ति यतो हि अत्र प्रतिमासं नानाविधोत्सवानाम् सोत्साहम् आचरणं क्रियते यथा पण्ढर्पुर्वारिः वृषोत्सवः कोजागरी शारदपूर्णिमा कार्तिकपूर्णिमा नवरात्रं चैत्रगौरी महालक्ष्मीपूजनम् इत्यादयः अनेके उत्सवाः भवन्ति अमीषां समेषां वर्णनं महाराष्ट्रस्य न केवलं प्राचीनसंस्कृतकवयः अपि तु अर्वाचीनसंस्कृतकवयः अपि स्वीयरचनासु अकुर्वन् तेन महराष्ट्रसंस्कृतेः ज्ञानं निश्चयेन भवति यथा पक्षे सिते भाद्रपदे च मासे गृहे गृहे यत्र तिथौ चतुर्थ्यां प्रवर्तते मृण्मयमूर्तिपूजा महोत्सवः सिद्धिविनायकस्य श्लोकेस्मिन् गणेशोत्सवस्य वर्णनं कृतमस्ति अयं श्लोकः श्रीदेवदेवेश्वरमहाकाव्यम् इत्यस्मात् स्वीकृतः वर्तते अर्वाचीनकविः अपरकालिदासः इति नाम्ना पण्डितः वसन्तः त्र्यम्बकः शेवडे वर्तते तस्य एव महाकवेः इदं महाकाव्यमस्ति तथैव प्रज्ञाभारतिवर्णेकरमहोदयः लोकमान्य अणिमहोदयः एवमेव बहवः अर्वाचीनकवयः अपि महाराष्ट्रराज्यस्य संस्कृतिविषये स्वीयरचनासु वर्णनम् अकुर्वन्